आम् चित्रकला मध्ये अहं गञ्जीफा कलां बहु इच्छामि तस्य विषये अध्ययनं कर्तुम् अहं मम गञ्जीफा महोदय गञ्जीफा रघुपति भट् महोदय इति प्रसिद्धकलाकारः अस्ति तस्य नामः नामस्य पुरतः गञ्जीपा एव बिरुदः अस्ति तत्र विशेषणः तस्य किमर्थमित्युक्ते गञ्जीफा कला मध्ये सः विशेष विशेषज्ञः तस्य समीपे गञ्जीफा कलाम् अध्ययनं कुर्वती अस्मि अध्ययनं कुर्वती अस्मि तद् तावत् सुलभं नास्ति तद् किञ्चित् कठिनमपि अस्ति तत्र इदानीं तु पूर्वं तत्र नैसर्गिकवर्णानाम् उपयुज्य गञ्जीफा कले मध्ये चित्रकार चित्रं चित्रनिर्माणम् आसीत् इदानीं तु अन्यवर्णान् उपयोगं कुर्वन्ति किन्तु तद् एकं काड् इव दृश्यते तद् तद् तद्रूपं कला अस्ति तद् तस्य विषये तु अहम् इदानीं तु आरम्भमेव कृतवती अधिकं तु न जानामि किन्तु प्रथमसोपानं प्रथमसोपानम् एव मम इदानीम् अध्ययनम् आरम्भं एव कृतवती अनन्तरम् अधिकं अधिकं पठितुमिच्छामि मम गुरुः माम् उत्तमरीत्या पाठयति